दर्शनं दर्शनम् इति अस्माभिः श्रुतं वर्तते तत्र एकः श्लोकः अस्ति चतुर्वेदाःपुराणानि सर्वोपनिषदस्थथा रामायणं भारतञ्च गीतासद्दर्शनानि च इति तत्र सद्दर्शनम् इति वर्तते सद्दर्शनानि कानि इति प्रश्नः उत्पद्यते तथा सति उत्तरमुच्यते यत् वेदान्तदर्शनं न्यायदर्शनं मीमांसादर्शनं जैमिनीदर्शनं बौद्धदर्शनम् इति

तत्र वेदान्तदर्शनम् इति मया चितः विषयः वर्तते तत्र मम प्रेरणा का इत्युक्ते अहम् एकवारं स्वर्णवल्लीमठं प्रति गतवान् आसं तत्र शङ्कराचार्याणाम् अग्रे ये आगताः तत्र विद्यमानाः स्वामिनः वर्तन्ते इदानीं तावत् श्रीमद्गङ्गाधरेन्द्रसरस्वतीस्वामिनः तेषां प्रवचनकाले ते उक्तवन्तः वेदान्तवाक्यानाम् उपरि भाषणं कृतवन्तः तत्र अहमासम् अतः तेषां वचनम् अहं तत्र श्रुतवान् श्रुत्वा एव मम प्रेरणा आगता एतद्विषये मया पठनीयं तत्र किम् अस्ति कः विषयः वर्तते इति मयापि ज्ञातव्यम् इति मम मनसि आगतम् अतः अहं दर्शनशास्त्रेषु आसक्तिम् आनीतवान् तत्र तावत् वेदान्तः इत्युक्ते उपनिषत्प्रमाणम् इति वयं सर्वेपि जानीमः उपनिषत् इत्यस्य को अर्थः इति पश्यामः तथैव वेदान्ते किमुक्तं वर्तते इत्युक्ते ब्रह्म ब्रह्मकेवलं वर्तते जगत्सर्वं यद्वयं पश्यामः तत्सर्वं मिथ्या वर्तते ब्रह्मकेवलम् अस्ति इति वेदान्तशास्त्रे उच्यते